अस्माकं देशं भारतदेशम् अस्माकं भारतदेशं बहु एव प्राचीनदेशमस्ति बहु पुरातनकाले अस्माकं देशे बहवः ऋषिमुनयः तथा सन्ताः सत्पुरुषाः बभूव परम्परायां गुरुमुखेन अध्ययनं नाम किम् इत्युक्ते गुरुकुलपद्धतिः इति भवति स्म अस्माकं देशे पुरातनकाले गुरुकुलशिक्षणपद्धतिः इत्युक्ते तत्र एकः गुरुः भवन् आसीत् सः गुरुः सर्वेषां छात्राणां कृते अपि एकरूपेण एव पाठं कुर्वन् आसीत् पाठं नाम तत्र वयं सर्वमपि पठितुं शक्यते स्म पाठं नाम किम् इत्युक्ते तत्र भगवद्गीतां पठन्तः आसन् पुनः वेदमन्त्रं पठन्तः आसन् धार्मिकचिन्तनं कुर्वन्त्यः आसन् एतत् सर्वं गुरुमुखेन एव प्रचलति स्म पुनः भरतनाट्यं पठन्त्यासन् सङ्गीतं पठन्त्यासन् सङ्गीतगानं कुर्वन्त्यासन् पुनः कृषिकार्यं पाठयन्त्यासन् पुनः वस्त्रसीवनं वा भवतु तादृशकार्यमपि पाठयन्त्यासन् पुनः गोमयेन अस्माकं धृतिं किं सारणं वा भवतु तादृशकार्यमपि पाठयन्त्यासन् पुनः गोशालायाः शुद्धीकरणं करणं वा भवतु अथवा क्षीरं निष्कासनकार्यं वा भवतु सर्वाणि कार्याणि अपि गुरुमुखेन एव पठन्तः आसन् पुनः शास्त्रविद्यां पाठयन्तः आसन् साहित्यं पाठयन्तः आसन् विशेषतः विशेषतः संस्कृतभाषां पाठयन्तः आसन् किमर्थम् इत्युक्ते भगवद्गीता वा भवतु संस्कृतं वा भवतु वेदमन्त्रं वा भवतु शास्त्राणि वा भवन्तु सर्वेऽपि एते सर्वेऽपि संस्कृतभाषायामेव सन्ति संस्कृतभाषायाः कृते देवनागरीभाषा इत्यपि वदन्ति देवनागरीभाषा नाम संस्कृतभाषां सा सर्वे देवीदेवताः अपि संस्कृतभाषायामेव सम्भाषणं कुर्वन्ति अतः संस्कृतभाषायाः कृते देवनागरीभाषा देवनागरीलिपिः इत्यपि वदन्ति पुनः गुरुकुलस्य अध्ययनं करणेन महत्त्वं किं भवति इत्युक्ते तत्र वयं सर्वमपि पठितुं शक्यते संस्कृतपठनेन अस्माकं ज्ञापकशक्तिः अपि अधिकं भवति इति विज्ञानिनां संशोधनं कृतमस्ति अतः गुरुमुखेन अध्ययनं करणेन अस्माकं बहु एव महत्त्वम् अस्ति बहु एव उपयोगं भवति